अहम् अमेज़ान् मध्ये सद्यकाले एव दूरवाणीं स्वीकृतवान् सेम्सङ्ग् जी नयण्टि इति एतस्य विषये किञ्चित् वक्तुम् इच्छामि बहु उत्तमा दूरवाणी एषा अहम् उपयोगं कुर्वन् अस्मि एतस्य डिस्प्ले इति यद्वदामः तदऽपि बृहत् बहु स्पष्टतया दृश्यते अनन्तरं ध्वनिः अपि बहु सम्यक् तया श्रूयते छायाचित्रग्रहणं वा विडियो इत्यादि स्वीकरणं वा तद् बहु सम्यक् अस्ति इति अहं सर्वेषाम् एतत् स्वीकर्तुं प्रेरयामि अवश्यं स्वीकुर्वन्तु